नमस्कारः अहं मे मासे दशमदिनाङ्के नववादने बस्वनगुडीतः यलहङ्कां प्रति केब् द्वयम् आरक्षणं कर्तुमिच्छामि कृपया प्राप्तुं शक्यते वा इति सूचयतु धन्यवादः